इदम् अस्ति शीतलयन्त्रं अर्थात् फ्रिज् इदम् अहम् पञ्चवर्षेभ्यः प्राक् स्वीकृतवान् इदानीम् अपि सम्यक् कार्यं करोति दृष्टुम् अपि नवनमिव इव दृश्यते अहं पञ्चवर्षेभ्यः प्राक् अत्यन्तं न्यूनेन मौल्येन क्रीतवान् इदानीं मार्केट् मध्ये इदं मोडल् नैव लभ्यते येनं यन्त्रं दृष्ट्वा अन्ये अपि बहुदा पृष्टवन्तः इदं बहु समीचीनं विद्यते खलु अस्मभ्यम् अपि एकम् आरक्षणं करोतु इति अतः इदम् यन्त्रं दृष्टुं सम्यक् अस्ति